संस्कृतभाषा प्रायः भारतीयसर्वभाषाणां जननी इति वक्तुं शक्यते वदन्ति च न केवलं भारतीयभाषाः केचन ऐरोप्य एशिया देशेषु विद्यमाना भाषासु अपि संस्कृतभाषायाः अस्तित्वं प्रभावः च दृश्यते संस्कृतशब्दकोशे विद्यमानबहवः शब्दाः अन्यभाषासु सन्ति एव अतः एव संस्कृतभाषां ये न जानन्ति ते अपि यदा संस्कृतभाषिणः भाषन्ते सुलभतया अवगच्छन्ति यत्र अपेक्षन्ते तत्र किञ्चित् अभिनयं कृत्वा संस्कृतभाषिणः सम्पर्कम् अन्यैः सह निश्चयेन साधयन्ति